इदानीम् आधुनिककाले तु सामाजिकमाध्यमं सम्यक् जनान् करकुशलकलायाम् इतरकलाप्रकारे च सम् संलग्नतां करो करोति अहम् उदाहरणरूपेण स्वयमेव नेतुम् इच्छामि यतोऽहि अहं मम गृहात् बहुदूरे तिष्ठामि इदानीम् अतः मम ये चित्रकला संबन्धिनृत्यकलासंबन्धि वा ये मम गुरवः सन्ति ते तु मम प्रदेशे एव निवसन्ति तर्हि अत्र किञ्चित् यदि इ ज्ञातुम् इच्छामि अत्र किञ्चित् नूतनं शिक्षितुम् इच्छामि यदि चेत् तर्हि यूटूब् एवं एवं च विविधसामाजिकमाध्यमाः एव मम गन्तव्यस्थलं भविष्यति यतोऽहि तत्र गत्वा ये सन्ति गुरवः ये सन्ति दक्षाः ते तु स्वकीय बिडियो अप्लोड् कुर्वन्ति तेन तेषां दर्शनेन एव अहं मम ज्ञानं वर्धयितुं तत्र शक्यते अतः एव यूटूब् वाहिनीं तु यूटूब् वाहिनी बहवः सन्ति तेषु एकः अस्ति एकस्य विषयं कथयितुम् चि इच्छामि यत् स्केच्बुक् अभिषेक् इति कृ कथनेन एकं यूटूब् चानल् अस्ति तत्र जनाः ये सन्ति ते तु भिन्नभिन्नम् आर्ट् मीडियं माध्यमेन नाम कलामाध्यमं भिन्नभिन्नं स्वीकृत्य तेषु कथं चित्रकला भविष्यति तेषु कथं स्वकीयस्य मनोभावनं चित्रणं करिष्यामः इति विषये तु कथयन्ति एवं च दर्शयन्ति अतः प्राक्टिकल् ज्ञानदर्शनेन तत्र गत्वा वयं कलाविषये च बहवः कार्य कार्याणि बहूनि कार्याणि कर्तुं शक्नुमः अतः सामाजिकमाध्यमाः सम्यगेव जनानां साहाय्यं करोति इति